मम पुत्री मूल्याङ्कानाम् सङ्ग्रहणे तत्परवती भवति अतः तासां कृते विविध राष्ट्रेषु विविध राष्ट्रेषु एवं विविध कालेषु प्रचलिताः मुद्राणाम् सङ्ग्रहणम् मया कृतम् तासां कृते मया कृतम् किन्तु तस्याः तस्याः अभिरुचिः न अपि तु लुप्ता भवति बाल्यकाले शतात्परम् मुद्रा मुद्रणं मुद्राणाम् कलेक्शन् तस्याः वर्तते वर्तते तत् संरक्षणाय अधिकः प्रयत्नः आवश्यकः भवति क्रमेण किञ्चित् बोक्स्मध्ये कृत्य सूक्ष्मतया

किन्तु कालान्तरे तस्याः तस्याः अभिरुचिः लुप्ता अतः अपि एतादृशम् कलेक्शन् सा न कृता